षड् दर्शनेषु मम प्रियम् अधीतं च दर्शनं वर्तते वेदान्तदर्शनं तत्र अध्ययने कथम् प्रेरणा प्राप्ता इति चेत् आदौ सर्वस्य दर्शनस्य अपि कश्चन प्रकरणग्रन्थः इति भवति तत्र मया अधीतं वेदान्तसार सारः इति प्रकरणग्रन्थः लघु लघुविषयाः सरल सरलया रीत्या तत्र उपस्थापिताः अपि च मां ये बोधितवन्तः तेऽपि व्यावहारिक उदाहरणानि दत्त्वा त तं ग्रन्थं बोधितवन्तः तेन अहम् अद्य अग्रे अपि आचार्यपदवीं तस्मिन् एव शास्त्रे प्राप्तवती ततः इदानीम् अह शोध शोधकार्यमपि तस्मिन् एव शास्त्रे कुर्व कुर्वती अस्मि अग्रे कथं जीवने अनुसर्तव्यम् इत्युक्ते तत्र विद्यमानानि यानि तत्त्वानि सन्ति तानि मम जीवने अपि अनुसरणीयानि इति चिन्तितवती अपि च अन्ये अपि बोधनीयानि तानि तत्त्वानि तद्दिशायां सर्वे अपि प्रेरणीयाः इति चिन्तनम्